मम प्रदेशे प्राधान्येन जनाः जीविकार्थं कृषिकार्यं कुर्वन्ति तत्र यन्त्रशालाः न सन्ति इति कारणात् प्रायः जनाः कृषिकार्यं कुर्वन्ति अल्पसङ्ख्याकाः जनाः शालां प्रति गच्छन्ति शिक्षकरूपेण कार्यं कुर्वन्ति अथवा आपणं चालयन्ति स्वस्य व्यवहारं तत्र कुर्वन्तः सन्ति